हा अहं मम मित्रं भवत्याः दूरवाणीसङ्ख्यां दत्तवान् अतः मम पुत्रस्य मम एतत् वस्त्रं किञ्चित् भ्रष्टमासीत् नष्टमासीत् नूतनस्य एकं पेण्ट् तस्य शर्ट् अपेक्षितमासीत् कदा आगच्छामि भवत्याः आपणं प्रति एवं वा आम् मया न सः केवलं भवत्याः दूरवाणीसङ्ख्यां दत्तवान् स समीचीनतया वस्त्रस्य सिद्धतां करोति सी सम्यक् सीवनं करोति इति उक्तवान् मम मित्रं तावदेव किन्तु केवलं स्त्रीणामेव करोति पुरुषाणां न करोति इति तद्विषयं न उक्तवान् एव तर्हि मम पत्न्याः तत्र ब्लोस् इत्यादि आनयामि नूतनम् आनयामि हा एवं वा तथा पेटिकाटिति वदन्ति कला आङ्गलभाषायां तदस्ति एवं च स्त्रीणां सर्वाणाम् अपि वस्त्राणां सिद्धतां करोति किल तर्हि कस्मिन् समये आगच्छामि न भवत्याः आपणः कुत्र अस्ति अल्सूर् रोड्मध्ये वा मम गृहं तावत् शिवाजीनगरे अस्ति ततः समीपं भवति वा अल्सूरु तावदेव शिवाजीनगरस्य अल्सूर्मध्ये तत्र बि टि एस् द्वारा आगन्तव्यं वा उत मेट्रो अस्ति वा समीपम् एवं वा तर्हि सायङ्काले आगच्छामि वा भवत्याः आपणस्य समयमेव अहं न जानामि अतः

तर्हि मध्याह्ने भोजनार्थं न गच्छति वा भवती हा मध्याह्ने भोजनं कुत्र करोति तर्हि हा हा हा हा तर्हि सर्वदा भवत्याः आपणः उद्घाटितः भवति अहं यदा कदापि आगच्छामि चेदपि चिन्ता नास्ति एवं वा तर्हि एकं शर्ट् उत एक थो शर्टिति अहं पुरुषाणामेव वदन् अस्मि आ सत्यं एक ब्लौस् कृते कियत् धनं इच्छति द्विसहस्रं वा द्विशतं वा द्विसहस्रं वा अय्यो मया चिन्तितं द्विशतं वा त्रिशतं वा वदति इति हा न अस्माकं ग्रामे तावत् शतं रूप्यकाणि द्विशतं रूप्यकाणि तत्र स्वीकरोति इति स्म

ओहो अस्तु अतः अल्पम् डिज़ैन् कर्तुं एकसहस्रं स्पेशल् डिजैन् कर्तुं द्विसहस्रम् अस्तु नाम अय्यो राम राम तर्हि का गतिः मम धनं तावत् मयि नास्ति एवं वा

एवं वा हा तर्हि अहं पुनः गृहं गत्वा अहं सूचयामि एवं ट तत्र टैलर् एवम् उक्तवती अतः अद्य सम्पूर्णं नयामि वा उत अर्धभागं नयामि वा इति पृच्छामि यावद्वस्तु सा ददाति तावत् स्वीकृत्य अद्य सायं चतुर्वादने आगच्छामि तद् शीघ्रं ददाति वा यावत् शीघ्रं भवति तावद् वरं यतो हि कुत्रापि विवाहादिकम् आसीत् अस्माकं बन्धूनां गृहे प्रसि दिनद्वये दातुं शक्नोति वा

प्रयत्नं करोतु यावत् शीघ्रं यतो हि अस्माकं बान्धवानां विवाहः समीपे अस्ति अतः

निश्चयेन ददाति वा अस्तु गृहं गत्वा पुनः मम पत्नीं पृष्ट्वा दूरवाणीं करोमि अस्तु धन्यवादाः

हा सर्वं सूचयित्वा वस्त् वस्त्रं स्वीकृत्य आगच्छामि अस्तु राम राम धन्यवादाः अस्तु स्वागतं पुनः दूरवाणीं करोमि राम राम राम राम धन्यवादाः